हरि ओम् नमस्ते अहम् एकमासात् पूर्वम् अहं स्मार्ट् स्मार्ट् वाच् एकं क्रेतवान् तत्र स्मार्ट् वाच् धनं त्रिसहस्रम् परन्तु तत्र लिखितमासित् यत् आपर् मध्ये सार्धद्विशतम् इति अहं स्वीकृतवान् अत्र बैटरी चार्ज् एक सप्ताहं यावत् आगच्छतीति तत्र लिखितम् अस्ति तथापि स्मार्ट्वाच् दिनद्वयम् एव चार्ज् आगच्छति परन्तु अत्र चार्ज् सम्यक् अस्मिन् प्रोडक्ट् मध्ये सम्यक् नास्ति तथापि बहुविध सौकर्याणि तत्र दर्शितानि उदाहरणार्थं स्विमिङ्ग् टाईमर् रन्नीङ्ग् टाईमर् साईकिलिङ्ग् टाईमार् इत्यादि तत्र रिव्यू मध्ये दर्शितम् आसीत् परन्तु अत्र दर्शितानि यानि अत्र न सन्ति एव तदर्थम् एषा प्रोडक्ट् सम्यक् नास्ति